अस्माकं प्रदेशमध्ये अहं तु केवल श्रीनिवास युनिवर्सिटि ते तत्र संशोधनार्थं अवकाशं प्रददति इति जानामि अन्य प्रदेशीयाः न अहं तस्मिन् विषये न जानामि केवल श्रीनिवास युनिवर्सिटि एव